वार्षिकरूपेण जात्रा एवञ्च उत्सवः प्रतिवर्षम् अस्माभिः आचर्यते मम ग्रामे तावत् लक्ष्मीकेशवस्वामिनः जात्रामहोत्सवः प्रतीवर्षं प्रचाल्यते एवमेव तत्र वार्षिकः उत्सवः नाम कल्याणोत्सवः इत्यादयः उत्सवाः गरुडोत्सवः एवं च बहु बहुविधाः उत्सवाः तत्र चाल्यन्ते मम बाल्यकाले तत्र जात्रा महोत्सवे वयम् आपणादिकं वा किमपि किमपि एवं च आतिका सामग्रिः वा क्रीणन्ति स्म तदेव बहु स्मरणे भवति एवं च आहारखाद्यानि बहु भवन्ति स्म एवं च वस्त्रादिकं सर्वं भवन्ति स्म आपणे आ आपणादिकं तत्र तत्र भवन्ति स्म वार्षिकम् एवं च मम बान्धवाः अपि दूरात् आगच्छ आगच्छन्ति स्म एवं च मम मित्रैस्सह अहमपि अटनम् अटनम् अटनार्थं गच्छन्ती गच्छन्ती स्म मम ग्रामे चैत्रमासस्य शुक्लपक्षे द्वादश्यां जात्रा भवति श्री लक्ष्मीकेशवस्वामिनः जात्रा भवति तत्र प्रातःकाले सूर्यमण्डलोत्सवः इति भवति अनन्तरं साक्षात् स्वामिनः कल्याणोत्सवम् एवं च उत्सवः भवति तदा बहु जनाः भवन्ति तत्र बहु जनाः आचर्यन्ते तद् उत्सवः अस्माकं गृहे यथा वयं महोत्सवः नाम पर्वणादिकं कुर्मः तथैव ग्रामे तज्जात्रामहोत्सवः आचर्यते अस्माभिः